अहम् उत्कलराज्यीयः अस्मि मम कत्रि नाम मम मण्डले आधिक्येन जनाः कृषिकार्येण जीविका निर्वहणं कुर्वन्ति तत्र प्रामुख्येन पश्यामः चेत् वर्षे धान्यकृषिः बहुवारं कुर्वन्ति धान्यं किमति वर्षे वारद्वयं भवति वृष्टिकाले एकवारं भवति अनन्तरं आतपकाले नाम ग्रिष्मकाले भवति तत्र जनानां तु किञ्चित् लाभाय भवति परन्तु मध्ये मध्ये बहु हानिः भवति कथम् इत्युक्ते किं तद् सम्यक्तया धान्यं ओवर् तदानीं यदा कर्तनसमये किं भवति वृष्टिः समागच्छति वृष्टिः आगच्छति चेत् तदानीम् धान्यं यत् स्वीकर्तव्यमस्ति तद् किञ्चित् कीटादिकं भवति नाम तत्रैव अङ्कुरितः अङ्कुरः वत् अङ्कुरः भवति चेत् धान्यम् तत्तु स्वीकर्तुं न शक्यते किल अन्नं न भवति तदपि हानिः परन्तु धान्यकार्यं करणसमये किं किं कर्तव्यम् इति आदौ धान्यं स्वीकृत्य तत्र औषधं संस्थाप्य तत्र कृषिक्षेत्रे सर्वत्र स्थापनीयं भवति अनन्तरं संस्थाप्य लघु लघु तत्र धान्यं सस्यम् आगच्छति तदेव सस्यम् तदा कृषिक्षेत्रे स्थापनीयं भवति कृषिक्षेत्रे संस्थाप्य तत्र स्थापयन्ति चेत् शनैः शनैः तदेव धान्यं वर्धमानं भवति यदा वर्धमानं भवति कीटादिकं भवति कीटादिकं भवति चेद् मध्ये मध्ये औषधस्य स सेचनं कर्तव्यं भवति औषधस्य सेचनादनन्तरम् अन्ते किं भवति धान्यं समागच्छति यदा धान्यं समागच्छति कृषकाः किं कुर्वन्ति धान्यं कर्तनं कृत्वा तत्र गृहे नाम कर्तनं कृत्वा आनयन्ति गृहे संस्थापयन्ति एवं प्रकारेण सामान्यतया धान्यम् आगच्छति एवं प्रकारे भवति अनेन जनानां लाभाय भवति बहु हानिः अपि भवति अस्य कीटाः अधिकं भवन्ति चेत् कृषकाः बहु तेषां बहु हानिः भवति बहवः कृषकाः वृत्तिवरणमपि कुर्वन्ति